अस्माकं ग्रामे तावत् अधिकतया शिक्षकाः एव सन्ति एवं च वैद्याः अपि सन्ति एवं सीवनादिकं एवं तन्त्रज्ञा अपि सन्ति अन्यान्यपि कार्याणि कुर्वन्ति ये न अधीतवन्तः ते गृहे एव स्वयं कार्यं कर्तुं प्रयत्नं कुर्वन्ति यथा गन्धवर्तिका वर्तिका फेनकं अवलेहः इत्यादि अनेकानि वस्तूनि गृहे एव निर्माय वितरणं कुर्वन्ति येन च गृहस्य अर्थव्यवस्था सम्यक् स्यात् ये अन् अन्य अन्यगृहस्थजनाः सन्ति तान् अपि तत्र स्वकार्ये मेलयन्ति येन च तेषां गृहे अपि अर्थव्यवस्था सम्यक् स्यात् इति कृत्वा एवं सर्वेपि ग्रामजनीयाः स्व आसक्त्या सर्वं कार्यं कर्तुं प्रयत्नं कुर्वन्ति